मम स्थानीय पत्रिकासु शिक्षण शिक्षणविषयकाः लेखाः अवश्यं भवन्ति परञ्च सर्वत्र पृष्टभागे एव भवति अनन्तरं छात्रेभ्यः उपयुक्तं भवति परञ्च तत् सर्वे न पठन्ति परञ्च यत् लेखाः वर्तन्ते तत् ये ये जनाः पठन्ति तेषां कृते अवश्यम् उपयोगः भवति शिक्षणक्षेत्रे अपि अस्माकं पत्रिकासु अवश्यं लेखाः भवन्ति एव परञ्च इदानीम् आधुनिककाले पठितारः यत् न्यूनाः जायमानम् अस्ति इति